मया चित्रसाधनार्थं छार्ट् छार्ट् पत्रम् कार्ड्बोर्ड्स् बोटिल्स् केन्वास् इत्यादि इत्यादिभ्याम् उपयुज्यन्ते अहं फ़ेविक्रिल् इति ब्राण्ड् इति ब्राण्ड् साधनानि उपयुज्यन्ते तस्य तस्य तस्य ब्र ब्राण्ड् अनिवार्यं भवति उपकरणानि पेण्ट् इत्यादीनि पेण्ट् ब्रेश् इत्यादि साधनेषु अधिकम् अधिकं बहु मूल्यानि अस्ति चेद् मनोहरं भवति तस्य चित्रस्य परिपूर्णता अपि लभ्यते